मम पाकशालायां सम्प्रति अपि नानाविधविद्युत् उपकरणानि न सन्ति मूलतः अहं ग्रामतः अस्मि तत्र यथा पारम्परिकपाकशाला भवति तथैव अस्ति तत्र एका चुल्लिका अस्ति तत्रैव काष्ठानि भवन्ति काष्ठानि भवन्ति तदा एव भोजनं मम माता पचति एवञ्च प्राचीनकाले अपि एषा परम्परा आसीत् विस्तृताः यदा पाकशालाः भवन्ति तदा बहूनां जनानाङ्कृते तत्र भोजनं पचन्ति स्म जनाः कारणं किं तत्र शुद्धता पवित्रता च आसीत् सम्प्रति वैज्ञानिकयुगः समागतः परन्तु पाकशालायाम् नानाविध उपकरणानि अपि समागतानि नगरेषु तथा सर्वमपि सौविध्यं कल्पितमस्ति परन्तु अद्यावधि अपि न ग्राम्यजीवनेषु जनाः तादृशानाम् उपकार् उपकरणानां प्रयोगं न कुर्वन्ति अहं चिन्तयामि सम्प्रति सर्वत्र आधुनिक उपकरणानां विद्युत् उपकरणानां प्रयोगः भवतु ग्राम्यजीवनेषु ग्राम्यमहिलाः अपि एतेषां सर्वेषां विद्युत् उपकरणानाम् उपयोगं कुर्युः तेन सर्वेषामपि जीवनं सौविध्यपूर्णं भवेत् महिलानां जीवनं स्तरीयं भवेत् एवञ्च तेषां सुखसौविध्यञ्च वर्धेत